हरि ओम् पि एफ़् फ़ोर् होटेल् यजमानी खलु महोदया अहं तु बर्गर् आर्डर् दत्तवान् इदानीं नास्ति घण्टात् पूर्वमेव बर्गर् आर्डर् दत्तवान् परन्तु एतावता मम गृहं प्रति न प्रेषितं भवता अतः किं प्रेषितम् उत मार्गे अस्ति उत तस्य निर्माणं जातं वा न वा इत्यस्मिन् विषये अहं पृष्टवान् यदि विलम्बेन आगच्छति वयं गृहे न भवामः अतः समये अर्धघण्टाभ्यन्तरे यदि आगच्छन्ति तर्हि वयं स्वीकर्तुं शक्नुमः नो चेत् तत् पुनः प्रतिनयन्तु कृपया